एकदा क्षुधाम् अनुभूतवान् तदा भोजनयोग्यं किमपि नासीत् एतस्मात् ज़ोमेटो एप् माध्यमेन भोजनं स्वीकृतवान् स्वीकरणसमये तत्र रूप्यकाणि अपि प्रदत्तवान् आसम् तत् प्रदत्तप्रमाणपत्रस्य आवश्यकत्वम् अनुभूतं परं तदर्थम् अहम् आदौ ज़ोमेटो एप् इत्यस्य उन्मोचनं कृतवान् ततःपरम् उपरि डानभागे कस्यचिद् मानवशरीरस्य चित्रं वर्तते तत्र अहं स्पर्शमपि कृतवान् तदनन्तरं योर् आर्डर् इति विकल्पं स्वीकृत्य तत्र चयनं कृतवान् अनन्तरं अन्तिमभोजनस्वीकृतिं यत्र गृहीतवान् तत्र क्लिक् कृतवान् तत्र अधः ज़ोमेटो संस्थानेन कियत् रुप्यकाणि गृहीतानि तद्बिषये लिखितमस्ति तत्र स्पर्शं कृत्वा तदनन्तरं पश्यामि आर्डर् समरी लिखितमस्ति तत्र किञ्चित् अधः डौन्लोड् इनवैज़् इति लिखितमस्ति तत्स्पृष्ट्वा अहं प्रदत्तमूल्यप्रमाणपत्रं लब्धवान् आसम्